संस्कृतभाषिणः ये संस्कृतभाषां न जानन्ति तैस्सह व्यवहारकरणसमये आदौ संज्ञारूपेण व्यवहारं कुर्वन्ति संज्ञारूपेण यदा व्यवहारः क्रियते तदानिम् अर्थावगन् अर्थावगमनं सुलभतया भवति यदा वयं किं वदनसमये संज्ञामपि कुर्मः तदानीं ते सुलभतया अवगन्तुं शक्नुवन्ति तेन तेषामपि भाषाज्ञानं भवति एवं क्रियमाणेन अन्ते ते अपि भाषाम् अवगन्तुं शक्नुवन्ति प्रभवन्ति च तेन उभयोरपि भाषाज्ञानं भवति ये संस्कृतभाषां न जानन्ति तेषामपि कालान्तरे संस्कृतभाषावगमनं ज् ज्ञा जायते आदौ केवलं संज्ञामेव ज्ञातुं प्रभवन्ति किन्तु कालानन्तरे ते ये संस्कृतभाषां जानन्ति भाषिणः वर्तन्ते तेषां करणेन करणेनैव ते अपि अस्य कृते इदमेव वक्तव्यमिति तेषां ज्ञानं भवति तेन ते अपि सुलभतया ज्ञातुं प्रभवन्ति अतः आदौ सामान्यतया संज्ञारूपेणैव व्यवहारं कुर्वन्ति कालान्तरे तेषामपि अवगम् अर्थावगमनं भवति तेन ते अपि सुलभतया वक्तुं प्रभवन्ति ज्ञातुं प्रभवन्ति च